नूतनव्यापारस्य आरम्भे सावधानत्वम् अपेक्षितम् अस्य विषये पश्यामः व्यापारः किमर्थं व्यापारः किं व्यापारः कदा इति ज्ञानं विशेषरूपेण चिन्तनीयम् किमर्थं चेत् प्रदेशद्वारा व्यापारस्य प्रारम्भः कर्तव्यः आपणस्य निर्माणे भूमेः चयनम् उत्तमं भवनस्य निर्माणं लघुसाधनानां व्यवस्था विशेषरूपेण ग्राहकाकर्षणार्थं प्रयत्नः करणीयः तथा च महद्धनं अपेक्षितम् उत्तम व्यापारकरणार्थं महत् धनम् अपेक्षितम् किमर्थं चेत् उत्तम वस्तुचयनम् तस्य विक्रयणं सर्वमपि धनाधारेण भविष्यति